मम ग्रामः वर्तते कर्नाटकराज्यस्य उत्तरकन्नडमण्डलस्य होन्नावरप्रदेशः तत्र कर्की इति ग्रामः पुनः वदामि कर्की इति ग्रामः अस्मिन् ग्रामे जलनिर्गमव्यवस्था तथा उत्तमा नासीत् इत्युक्ते जलनिर्गमा जलनिर्गमनव्यवस्था निकटे समुद्रमस्तीति कृत्वा तथा न कृता आसीत् तस्य उन्नयनार्थं महान् यत्नः कृतः बहुभिः सर्वकारपक्षतश्च किन्तु तथा कोपि लाभः इति न जातः न केवलम् अस्माकं ग्रामे अपि तु अस्माकं होन्नावरमण्डलेव तथा जलनिर्गमव्यवस्था नास्ति किन्तु मम अन्यत् एकं गृहमस्ति बेङ्गळूरुनगरे नगरे तत्र जलनिर्गमव्यवस्था अतीव समीचीना अस्ति अत्युत्कृष्टा अस्ति कदापि क्लेशः न जातः दशेभ्यः वर्षेभ्यः अहं तत् पश्यन्नस्मि एकदापि तत्र क्लेशो न जातः यद्यपि बेङ्गूलुरुनगरे जलनिर्गमव्यवस्था क्वचित् सम्यग् नास्ति अत्यन्तं क्लिष्टा अस्ति किन्तु अस्माकं प्रदेशः वर्तते राजाजिनगरम् तत्र तु जलनिर्गमव्यवस्था अतीव समीचीना अस्ति तस्य उन्नयनार्थं पुनः कश्चित् यत्नः कर्तव्यः इति नास्ति यैः आरब्धः सा अत्यन्तम् उत्कृष्टा अस्ति अतः तत्र जलनिर्गमव्यवस्था अतीव उचिता समीचीना च वर्तते किन्तु मम नगरस्य पार्श्वतनगरे नगरे तु तथा स समीचीना नास्ति कदाचित् क्लेशः भवति तत्रत्यं जलं साक्षात् मार्गं प्रत्यागच्छति इत्येवम् महान्तः क्लेशाः अनुभूताः एवं च जलनिर्गमव्यवस्थाम् उन्नेतुं म मम ग्रामे तु यत्नः कर्तव्यः विशिष्य कुक्कुल्यादिकं निर्मातव्यं तत्र सिमेण्ट् स्थापनीयं तेन च तत् जलं मृत्गतं न भवति जलम् एवं च एतादृशी व्यवस्था यदा भवति तदानीमेव उत्कृष्टा भवति अन्यथा ईषदपि वृष्टेः आधिक्यं तदानीं साक्षात् मार्गं प्रति अथवा गृहं प्रत्येव आगच्छति जलम् तत् सोढुं न शक्यते ततः दुर्गन्धः अपि आगच्छति प्लासिट् अवकराः आगच्छन्ति तर्हि तद् वक्तुमेव न शक्यते तथा दुष्करमासीत् केषुचिद् गृहेषु अस्माकं गृहे तावत् सम्यगासीत् ईषदिव उपरि आसीत् गृहमिति कृत्वा तथा जलनिर्गमव्यवस्थायाः अव्यवस्थायाः क्लेशः न जातः किन्तु बहूनां कृते क्लेशः जातः अतः तदुन्नेतुं किं कर्तव्यम् इत्युक्ते एकं तु सम्यक् कुक्कुली निर्मातव्या काले काले तस्य स्वच्छता करणीया अनन्तरं तदुपरि किञ्चिद् सिमेण्ट् इत्यादि बन्धनं कृत्वा तत् सम्यक् यथा मध्ये स्थगितं न स्यात् तथा कर्तव्यम् एवं यदा क्रियते तदानीं सम्यक् भवति इदम् अन्यथा ईषद् वृष्टिश्चेदपि यथा मया प्रागुक्तम् ईषद् वृष्टिश्चेदपि बहु जलमागच्छति अतः विशिष्यम् इदं कार्यं कर्तव्यं सर्वकारीयजनैः यदि वयं कुर्मः तर्हि तावत् प्रयोजनाय न भवति ईषद् कार्यं सिद्ध्यति किन्तु पुनः सा एव अवस्था भवति अतः यदि तत् ता सा व्यवस्था उचिता भवति तर्हि सर्वेषां कृते प्रयोजनाय भवति यदा यदा तत्र एलेक्षन्स् भवन्ति तदानीं तु क्लेशः आगच्छत्येव किन्तु तदानीं ते वदन्ति जलनिर्गमव्यवस्थाम् अत्यन्तं सम्यक् कुर्मः इति किन्तु पुनः सा एव स्थितिः काले गते सति इत्युक्ते तत् न भवति कदाचिदेवमपि कर्तुं जनाः मिलित्वा सम्भूय गत्वा पृष्टवन्तः वयमेव कुर्मः इति अनन्तरं ते एव वृक्षादिकम् वृक्षशाखादिकमानीय स्वच्छतादिकं कृत्वा सम्यक् कृतवन्तः किन्तु सा अव्यवस्था पुनः तिष्ठत्येव